हलो हरि ओं शुभोदयं किं किं कृतवती पुनः वदतु पुनः वदतु आम् आं उप्मा किमर्थं कृतवती रे अहं न उक्तवती रुचिकरमेव न भवति उप्मा किमर्थं कृतवती पृष्टव्यं खलु सम्यक् अस्ति इति उक्तवती चेत् भवत्याः प्रतिसप्ताहे करोति वा भवती कथं विचिन्त्य एवं कर्तुं शक्नोति पृष्टव्यं खलु उप्मा कस्य कृते रुचिकरं भवति इच्छा भवति उप्मायाः उपरि तर्हि भवति सम्यक् खादतु उप्मा सम्पूर्णतया भवती एव खादतु अहं चपाति खादामि अहं निन्दा कुत्र दत्तवती अहं किम् उक्तवती मम प्रति रुचिकरं नास्ति भवती उक्तवती सम्यक् कृतवती अहम् इति भवती खादतु भवत्याः भवत्याः कृते तद् रुचिकरं भवति चेत् भवती खादतु स्वयम् अस्माकं कृते किमर्थं ददाति अहम् उक्तवती खलु अहं चपाति खादामि भवती उप्मा खादतु भवती एव स्वयम् उक्तवती खलु सम्यक् आगतम् इति रुचिकरम् अस्ति इति अतः भवती खादतु अहं चपाति खादामि भवती भवत्याः इच्छा उप्मायाः उपरि अस्ति इति कारणात् भवती उप्मा करोति अहं खादनीयं वा अहं न खादामि नास्ति नास्ति अस्तु उप्मा कृते चपाति आलुकं कृतवती सम्यक् उप्मा कृते किं कृतवती चट्नी कृतवती वा तर्हि कथं खादामि रे न्यूनातिन्यूनं चट्नि भवति चेत् खादितुं शक्नुमः उप्माम् एवं चट्नि अपि न कृतवती इदानीं मम कृते सम नास्ति समयः नास्ति इदानीमेव नववादन जातं भवती कथं चट्नी कदा करोति चट्नी अहं कदा खादामि अहं कदा गच्छामि कार्यालयं प्रति कथं यदि तद् चट्नि रुचिकरं न भवति चेत् अहं पुनः न खादामि चपाति अपि न खादामि किमर्थम् अज्जस्ट् करणीयं भोः भवती यत्किमपि करोति अहं खादामि अहं खादामि वा अहं बानु इति चिन्तितवती वा भवती अहं भानु इति भवती विचिन्त्य उक्तवती वा कृतवती वा यथेष्टं यदि पुत्रः भवति चेत् वयं तर्जयितुं शक्नुमः ताडयितुं शक्नुमः भवति यथेच्छया करोति खादति वा न वा इति तर्जनादिकं कृत्वा तस्य कृते स्थापयति अहमपि एवमेव इति चिन्तितवती वा भवति अहं बानु नास्ति धन्विका नास्मि अस्तु प्रथमवारमिति कारणात् अहं त्यजामि